अहम् एकं दूरवाणी एमेज़ोन् मध्ये स्वीकृतवती एदद् दूरवाणी अस्माकम् सन्देशवाहनाय उपकारकं भवति एदद् नील इति वर्णेन युक्तं भवति एतद् अहं सैट् मध्ये दृश्यम् तद् एव अमेज़ोन् मध्ये मम गृहं प्रति आगच्छति मम अत्यधिकं सन्तोषितवती अस्ति एतद् दूरवाण्यर्थम् अहम् एकम् शून्यम् नव शून्यं शून्यम् इति सङ्ख्या दत् दत्तम् एदद् मम गृहे अस्य अस्ति किन्तु मम गृहे सर्वेषाम् इष्ट उपकरणं भवति द ए एमेसोन् उपयोगः उप सेवकाः यथावत् समये निर्दिष्ट समये तद निर्दिष्ट दिवसे दूरवाणीयन्त्रं मम गृहं प्रति गृहं प्रति आनयति एतद् स्वीकरणात् पूर्वं ते ते मम नम्भर् मध्ये काळ् करोति एतद् स्वीक् स्वीकृत्य अहम् अत्र अस्मि इति निश्चयेन निश्चि निश्चये निश्चितनिश्चयानन्तरम् एव ते मम गृहं प्रति आगच्छति अतः तद् स्वीकरणाय अपि न क्लेशाः सन्ति